मम प्रदो प्रदेशे तथा विशिष्टं किमपि उद्योगः नास्ति सामान्यरूपेण कृषिकार्यम् इत्यादि भारते सर्वत्र यदस्ति तदेव अस्माकं तत्र प्रदेशेऽपि अस्ति किन्तु तत्र यदि विशिष्टरूपेण वक्तव्यं चेत् खादि इति बहुत्र पुरातनकालादारभ्य तत्र व्यवसायरूपेण गृहव्यवसायरूपेण तत्र अस् अस्ति तस्य पूर्वं गृहव्यवसायमासीत् चेत् अधुना तत् प्रायः सङ्घरूपेण ते कुर्वन्ति यथा कश्चन घादिग्रामः इति कश्चन सङ्कल्पः तद्वारा प्रत्येकं ग्रामं चित्वा तत्र एते कार्यं कुर्वाणाः सन्ति तेन तेषां त्वरितगत्या बहुकिमपि निर्माणं कर्तुं ते शक्नुवन्ति पुनश्च तत्र समस्याः किम् इत्युक्ते खादिवस्त्राणि अधुना जनाः बहु न्यूनतया धार्यन्ते तस्मात् तत्र क्लेशः यतोहि जनाः तत् तावत् नेच्छन्ति